भारतीयसंस्कृतेः आधारभूतं भवति पुराणं तत्र वेदतत्त्वानि सम्यक् यथा साधारणजनान् अपि ज्ञातुं पुराणानि लिखितानि

तत्र मुख्यतया बहवः विषयाः तत्र सूचिताः सन्ति तत्र देवताविचारः अलौकिकतत्त्वानि इत्यादिकं वेदे ब्रह्मम् अधिकृत्य कार्याणि वदन्ति तद् किञ्चित् परिवर्तनं कृत्वा तत्र एकं देवतानां तत्र मनुष्यरूपं दत्त्वा साधारणजनानां कृते उदाहरणद्वारा कथायाः अपि माध्यमम् उपयुज्य तत्र धार्मिकतत्त्वानि सूचितानि सन्ति तत्र मुख्यतया अष्टादश पुराणानि सन्ति श्रीमद्भागवतादयः तत्र मुख्याः वर्तन्ते बहूनि अरौगिकतत्त्वानि अपि तत् तत्र दृश्यन्ते मुख्यतया एवं यथा भागवतादिषु तत्र उदाहरणद्वारा तानि अलौकिकतत्त्वानि सम्यक् सूच्यन्ते अस्य पुराणानां मुख्यं विषयं यथा पूर्वमुक्तं तद्वद् साधारणजनानां कृते अपि तस्य अवगमनम् एव यथा भागवतपुराणे अन्येषु मत्स्यपुराणे इत्यादिषु सरलतया कार्याणि वर्तन्ते